हरिः ओम् नमस्कारः महोदय भवतां बालाजी तत्र सभागारे भवतामेव केण्टिन् अस्ति इति अस्माभिः श्रुतं तत्र अद्य प्रातः अहं गतवानासम् कार्याने कार्यव्याजेन तत्र गतवान् अल्पाहारं भोक्तुं नाम भवताम् अल्पाहारगृहं प्रविष्टः तथा सति किं किं महोदय तदा महोदय किं जातं ना इड्ली अस्माभिः स्वीकृतमासीत् किं महोदय तत्र इड्लि मध्ये मक्षिका आगता झटिति तत्र तर्हि अस्माभिः तत्र पृष्टमासीत् नाम पृष्टे सत्यपि सः वदन्नस्ति अस्तु एवमेव भवतु नाम कदाचित् आगच्छेत् मध्ये मध्ये आगच्छति तत् सोढव्यं भवता इत्यादिकं सर्वं वदति महोदय किमस्ति भवताम् आपणे सम्यक् क्वालिटी अस्ति इति श्रुतम् अस्माभिः परन्तु एतत् सर्वं क्रियते चेत् कथं किं महोदय किं महोदय अस्तु इतः परं न भविष्यति इति उक्तं परन्तु भवताम् आपणे ये विक्रेतारः सन्ति केचन तेषां सविधे अस्माभिः पृष्टं किमर्थमेवं जातम् इति तैः उक्तम् इतः परं यदा न भविष्यति नाम त्रुटिः जाता इति कदापि न उक्तम् तेन तथापि पुनः स्वयं तर्जयन्नस्ति तदपि एवमेव भोक्तव्यमिति किम्

तदुत्तरमपि चायं स्वीकृतं महोदय सर्वं तत्र जलमयमेव तत्सर्वं किमपि तत्र दुग्धमस्ति वा न वा इत्येव न ज्ञायते एवम् स्व स्वकीय आपणे कदाचित् पीतं चेत् ज्ञातुं शक्यते महोदय न भवति इति भवन्तः वदन्ति तत् कथं चलति एवं महोदय अनन्तरम् इदानीं पुनः तत्र ऐस् क्रीम् इत्यादिकमपि उपलभ्यते इति तत्रैव सन्ति केवलं प्रदर्शनार्थं स्थापितवन्तः अस्माभिः पृष्टम् एतद् दीयताम् इति तदानीं सः वदति अधुना न दीयते अग्रे अग्रे इतोपि समयः अस्ति तदानीमेव दीयते इति किमर्थं तद्दातुमपि कश्चन समयः अस्ति वा एवं वा महोदय एवं केवलं क्वाण्टिटी विषये एव तत्र बहु प्रदर्शनमस्ति क्वालिटी विषये न्यूनमस्ति इति कारणाद् अस्माभिः दूरवाणी कृता अस्तु अस्तु अस्तु महोदय अस्तु अस्तु महोदय धन्यवादः आमां आम्